भारते परिवारेण देशस्य जनताः एकस्माद् स्थानात् अन्यस्मिन् स्थाने जनानां मलं मलस्य सेवनानां च स्थानान्तरणस्य व्यवस्थां निर्दिशति विशालभूलोकेन विविधजनसङ्घयुक्तेन भारतदेशे स्व स्वनाशविकलनं परिहारः परिवाहनम् आवश्यकत्वं पूर्तिः कृत्वैव आर्थिकक्रियाकलापानां समर्थनेह च विविध धार्मिकेषु अवलम्बते एतेषु मार्गपरिहारं रे रेल् रेल् मार्गं वायुमार्गः जलमार्गः पद्भ्यां प पक्षिबालानयः च सन्ति भारते विश्वस्य बृहत्तमेषु मार्गजालेषु अत्यन्तम् अस्ति एतत् खोडि कोडि किलोमीटर् पर्यन्तं विस्तीर्णं भवदि दूरे दूरक्षणेषु अपि सञ्चयति भारतीय रेल्वे वैश्विकरूपेण बृहद्यत्नेषु रेल् रेलु शमिषु अत्यन्तम् अस्ति यात्रिकाणां महा मलवहनस्य च परिवारिणस्य महत्त्वपूर्णं भूमिकां निर्दहन्तुं भारते विमानक्षेत्रे तीव्रवृत्तीयम् अभवत् अनेक आन्तरिकाः अन्ताराष्ट्रीयविमानस्थानकाः देशस्य सर्वत्र विमानयात्राः च सुविधां ददाति नद्यानहारः तटीयक्षेत्राणि च समीष्टाः जलमार्गाः उपयुज्यन्ते अन्तर्देशीयथाडीयनै नौखनवयोः कृतेः व्यपासस्य समर्तनं च परिहारम् फेटोलिस् समर्तनं परिवारहनात्तं पैन् पच्चगला पलाचाननम् उपयोगः भवति प्रकृतिवायुः अन्ये च द्रव्ययुक्ताः पदार्थाः भारतेः बहूनि जनसञ्चारव्यवस्थाः भवति वति अत्र मुख्यदाः बव् किलोमीटर्सेना मुख्यदाः रोडुं रेल्मार्गं मार्गपरिहारं वायुमार्गं चेलुमार्गम् इत्यादि भवति